हरिः ओम् हा हरिः ओं नमस्ते मम नाम आरति एतत् कृष्णा ट्रावेल् एजेन्सि वा हा अस् अहं मथुरां गन्तुम् इच्छामि तादृशं तत्र गन्तुं किं तत्र ट्रावेल् मध्ये अस्ति ओ के ओ कति जनाः हा अत्र अहं मम पतिः अनन्तरं पुत्रद्वयं मम अम्बा आगच्छति अनन्तरं मम अम्बा स्वसृमाता तादृशमेका अष्टजनाः आगच्छन्ति

दिनाङ्के आगामि त्रि दिनाङ्के किं नवम्बर् त्रि मध्ये वयं गच्छामः इति आम् ओ उत्तमम् आ अस् ओक् अनन्तरं लोकयानं कथं भविष्यति इदानीं नूतनलोकयानम् आगतं किल अन्ते एक शौचालयं सौकर्यमस्ति तादृशम् एकं लोकयानमपि आगतम् अनन्तरं सम्पूर्णं नृ नृ निद्रां कृत्वा गन्तुं शक्यते इति तादृशम् अपि अस्ति एवं हा हा अस्तु उत्तमम् अनन्तरम् मध्ये अत्र तत्र किञ्चित् स्थगनं कृत्वा किमपि अवसरं किमपि आवश्यकं चेत् वयं स्वीकर्तुं तत्र स्थगनं कृत्वा गन्तुं शक्यते किल ट्रावेल् मद्

ओ अस्तु उत्तमम् अनन्तरं कियत् भवति एक चीटिकानिमित्तं आं मूल्यं कियत् भवति हो एवं वा

अस्तु महोदय अस्तु अस्तु महोदय धन्यवादः